यः कोपि युद्धकला भवतु तस्याः कृते प्रशिक्षणपद्धतिः भवत्येव प्रशिक्षणं विना युद्धकलाभ्यासः न सिद्ध्यति युद्धकलाभ्यासं प्रतिदिनम् अस्माभिः कर्तव्यं भवति अपि च मासे एकवारं वा द्विवारं वा वयं यत् युद्धकलाम् अभ्यासं कुर्मः तस्य व्यक्तिविशेषेण प्रशिक्षणम् अस्माभिः स्वीकर्तव्यं भवति यः तस्य युद्धकला विषये परिणितः भवति तादृशः गुरुः अस्माभिः चेतव्यः तस्य सकाशं गत्वा श्रद्धया युद्धकलाभ्यासम् अस्माभिः करणीयं भवति यदा वयम् श्रद्धया अभ्यासं कुर्मः प्रतिदिनं समये अभ्यासं कुर्मः वा अभ्यासं कुर्मः तदा एव युद्धकला सिद्ध्यति यदि युद्धकला सिद्ध्यति तदा वयं भीताः न भवेम अस्माकं शक्तिः धैर्यश्च वर्धते युद्धकलासु कश्चन अनुशासनम् अस्माभिः पालनीयं भवति एतादृशयुद्धकलाः स्वरक्षणार्थं वर्तन्ते न तु अन्येषाम् उपरि आक्रमणं कर्तुम् यः कोपि दुष्टः अस्माकम् उपरि आक्रमणं कर्तुम् आगच्छति तदा कथं वा अस्माभिः तेन रक्षणं प्राप्तव्यम् एतस्मिन् विषये एतादृश युद्धकलाः अस्माकं साहाय्यं कुर्वन्ति अतः अस्माकमुपरि यदा आक्रमणं भवति तदा संरक्षणं प्राप्तुम् एव एतादृश युद्धकलाः अस्माभिः आचरितव्याः एतत् अनुशासनम् अस्माभिः मनसि धर्तव्यम् इति मम विचारः वर्तते धन्यवादः